गतसप्ताहे जलशोधिनीम् अन्तर्जालमाध्यमेन अहं कृतवान् जलशोधिनी लघ्वी अस्ति नालिकायाः जलं मलिनं चेद् अपि यद् जलं शोधिन्याम् आगच्छति तद् शुद्धम् आरोग्यकरं च अस्ति जलशोधिनीं चालयितुं विद्युत् शुल्कम् अपि अधिकं न भवति